द्विसहस्रसंवत्सरे जन्वरीय मासः पञ्चमदिनाङ्कः त्रिसहस्रः जुलाय मासस्य द्वादशदिनाङ्कः चत् तुय सहस्रसंवत्सरयोः अगस्त् मासस्य अष्टमदिनाङ्कः पञ्चसहस्रसंवत्सरयोः जनवरि मासस्य तृतीयः दिनाङ्कः पञ्चसहस्रः संवत्सरे मै मासस्य तृतीयदिनाङ्कः